वस्तुतः मम गृहे पाकशालायां एवं बहूनि उपकरणानि सन्ति यथा जल ज जलस्य उष्णीकरणार्थं जलौष्णीकरणयन्त्रमस्ति पुनः वस्तूनां शिथलीकरणार्थम् शीतलपेटिकापि अस्ति यत् आङ्ग्ल भा आङ्ग्लभाषायां रेफ़्रिजेरेटर् इति उच्यते पुनः वस्त्रस्य प्रक्षालनार्थम् अपि वस्त्रपक्षालनयन्त्रमस्ति तदपि आङ्ग्लभाषायां वाशिङ्ग् मिशिन् इति इति उच्यते एवम् सिद्धकरणार्थं वस्तु वस्तूनां स् सिद्धकरणार्थम् अर्थात् वोइल् इति करणार्थम् इलिक्ट्रिक् केटल् अपि तत्र लभ्यते एतादृशानि उपकरणानि तत्र उपलब्धानि भवन्ति यदा एता नाम प प्राचीन काले एतादृशानि उपकरणानि उपलब्धानि न आसन् तद् कथं भोजनं पचन्ति स्म पच पचन्ति स्म इति इत्युक्ते तत्र ए एकं महानसमासीत् तस्य महानसस्य उपरि एकं पात्रम् उपरि संस्थाप्य तदुपरि क यद्भोजनं यत् यस्य भोजनस्य पचनं भवति तद्भोजनं तत्र संस्थाप्य तदा भोजनं पचन्ति प पचति स्म एवम् ओदनस्य सिद्धं नाम सिद्धकरणार्थं तत्र उपरि क गोलाकारम् एकं वस्तुं संस्थाप्य नाम महानसस्य उपरि वस्तुं संस्थाप्य तत्र ओदनं च संस्थाप्य जलं च संस्थाप्य एवं प्रकारेण अन्नं भवति स्म एवं प्रकारेण प्राचीन प प्राचीन काले एवं प्रकारेण यदा एतदृशानि उपकरणानि न आसन् एवं प्रकारेण तत्र भोजनं भोजनानि पचन्ति स्म